भारतस्य अत्यन्तमुख्यानि पर्वाणि कानि तानि कथमाचर्यन्ते आचर्यन्ते इति शब्दप्रयोगेन पर्वशब्दस्य उत्सवः इति अहम् अवबोधं प्राप्नोमि नो चेत् पर्वं नाम ऋतुः इति भवितुमर्हति इति कृत्वा अत्र दीपावलिमहोत्सवः एव महापर्वम् इति वक्तुं शक्नुमः ह्म् दीपावलिमहोत्सवः पूर्णं भारतवर्षे दीपावलिः उत्सवस्य दीपावलिः उत्सवस्य अनुष्ठानं भवत्येव सर्वे मन्यन्ते सर्वे अपि जनाः दीपावलिः उत्सवं मन्यन्ते तदनन्तरं पोङ्गल् इति यद्वदामः सङ्क्रान्तिः म मकरसङ्क्रान्तिः मकरसङ्क्रान्तिपर्वम् इति अतिमुख्यभूतं वर्तते कृषीवलैः मूलरूपेण अनुष्ठीयते अयं पर्वम् हा इदं पर्वम् इति कृत्वा पोङ्गल् दीपावलिः पोङ्गल् तनन्तरं नवरात्रम् हा नवानां रात्रीणां समाहारः नवरात्रम् इत्यत्र नवरा संस्कृतभाषायां नवरात्रम् इति नपुंसकशब्दः एकवचनमपि इति कृत्वा नवरात्रोत्सवः नवरात्रपर्वम् अतिमुख्यभूतं भवति यथा विशिष्य मादृशानां तु नवरात्रं शरण्णवरात्रं बहुमुख्यभूतं भवति तत्र अस्माभिः दुर्गासप्तशत्याः पारायणं भवति ललितासहस्रनामस्यापि पारायणं भवति देव्याः अर्चनादिकं वेदपारायणमपि तत्र प्रचलति प्रतिदिनम् इति कृत्वा बहुमुख्यभूतं भवति तदनन्तरं तत्र मेषविशुपुण्यकालम् आचर्यते अस्माभिः चैत्रविशुपुण्यकालः इति वदामः तत्रैव आङ्ग्ल एप्रिल् मासस्यमध्ये भवति विशु पञ्जाबप्रादेशे तु तस्य बैसाखी इति वदन्ति बैसाख् इत्यपि वदन्ति सर्वत्र उत्तरभारते अपि अनुष्ठीयते अत्र विशिष्य तमिल्नाडुः केरलः राज्ययोः एतस्य प्रधान्यं प्राधान्यं भवति चैत्रविशुपर्वणः प्राधान्यं भवति अस्मिन् दिने वयम् उत्सवं मन्यामहे इति एते एतानि चत्वारि पर्वाणि मुख्यभूतानि विशिष्य तमिल्नाडुराज्ये मुख्यभूतानि इति वयं वक्तुं शक्नुमः तदनन्तरं होलिका पर्वम् अपि आचर्यते उत्तरभारते उत्तरभारते महाराष्ट्र महराष्ट्रराज्ये अपि तमिल्नाडुप्रदेशे तस्य प्राधान्यं नास्ति इत्येव अहं वक्तुं शक्नोमि अस्तु